अहं प्रातःप्रातः उत्थाय बहु अधिकं कार्यं करोमि तद् पश्चात् मम मातुः सहाय्यं करोमि तथा च मम पितुः कृषिकार्येषु साहाय्यं करोमि तद् पश्चात् अहं विश्वविद्यालयम् आगत्य विश्वविद्यालयम् आगत्य छात्रान् यत्किमपि तेषां समस्या अस्ति तत् तेषामहं सहाय्यङ्करोमि एवम् अन्यकार्येषु ये मां पृच्छन्ति तेषामपि अहं सहाय्यं करोमि तथा च मम ये मित्राणि सन्ति तथा च ये मम परिवारजनाः सन्ति तेषामपि अहं सहाय्यं करोमि तथा ये वृद्धजनाः सन्ति तेषामपि अहं नित्यं प्रतिदिनं नं साहाय्यं करोमि तथा ये मम बन्धुबान्धवाः सन्ति तेषामपि अहं सहाय्यं करोमि तथा विशेषरूपेण ये मम मित्राणि सन्ति तेषां कृते अहं विशेषरूपेण दूरवाणीद्वारा अथवा शारीरिकमानसिक आर्थिकसहायं यत् अपेक्षते तत् अहं निश्चितं तेषां सहाय्यं करोमि तथा ये मन्दः सन्तः छात्राः सन्ति तेषां कृते अपि अहं पाठयामि